नमस्कारः एतत् केप् चालकः अस्ति वा अहं सः दम्दम्यातः विमानस्थानकं गन्तुं पि आर् शून्यं एकं पञ्च सप्त संख्यायाः एकं केप् बुक् कृतवती भवान् श्वः कदा आगमिष्यसि अस्तु तर्हि शः प्रातः दशवादने दम्दम्या विद्यालयस्य समीपे आगच्छन्तु